शतशः वर्षाणि यावत् संस्कृतभाषायां लिखितानां कथासाहित्यस्य समृद्धं वर्तते यस्य उद्देश्यं मनोरञ्जनं शिक्षा च द्वयमपि अस्ति कथानां मूलस्त्रोतस्य आविष्कारार्थं वैदिकसंहितानाम् अनुसरणम् आवश्यकं ऋग्वेदस्य मन्त्रसंहितायां बहूनां रोचनकथानां विषये सूचना अस्ति यस्याः वर्णनं शौनकेन बृहद्देवता कात्यायनसर्वानुक्रमणि इत्यस्य वेदार्थदीपिकायां सद्गुरुशिष्यः निरुक्ते यास्कः स्ववेदभाष्येषु सायणः नीतिमञ्जरी इत्यस्मिन् स्याद् विविधाः पञ्चदश शताब्द्याः अन्ते रचितम् इतः पुराणद्वारा एताः कथाः जन मनोरञ्जनाय शिक्षायै च लौकिकसंस्कृतसाहित्ये अवतारिताः संस्कृस्य संस्कृतसाहित्ये अलङ्कारशास्त्रं काव्यालङ्कारः साहित्यविद्या क्रियाकल्प इत्यादयः शब्दाः काव्यशास्त्राय प्रयुक्ताः भवन्ति तेषु अलङ्कारशास्त्रशब्दः सर्वाधिकप्रसिद्धः इति मन्यते भामहः वामनः उद्भटः इत्यादयः प्राचीनगुरुभिः काव्यविश्लेषणसम्बन्धग्रन्थानाम् नाम्ना काव्यालङ्कारशब्दस्य प्रयोगः कृतम् अस्ति भारतस्य प्राचीनसंस्कृतभाषा अतीव शक्तिशालिनि समृद्धा ऐतिहासिकदृष्ट्या च महत्त्वपूर्णा भाषा अस्ति अस्य प्राचीनभाषायाः साहित्यमपि अतीव विस्तृतं सर्वतो मुखं मानवीयम् अत्यन्तं समृद्धं च अभवत् विश्वभाषायां साहित्ये च संस्कृतभाषायाः साहित्यस्य च अतीव महत्वपूर्णं स्थानम् अस्ति सम्पूर्णे विश्वे प्राच्यज्ञानप्रेमिभिः संस्कृताय दत्तस्य प्रतिष्ठायाः उन्नतस्य च भारतस्य संस्कृतप्रेमिणः सर्वदा कृतज्ञतां स्थास्यन्ति